आधुनिककला कला कालस्य मनोरञ्जक मनोरञ्जक मनोरञ्जककलायाः पारम्परिकस्याः अथ अस्तु बहु भेदः अस्ति प्रथमः भेदस्तु एतदस्ति यद् पारम्परिककलायाः सन्ति तस्याः रसावादनस्य रसः एव भिन्नः अस्ति पारम्परिककलायाः यदि तस्य उद्देशः अस्ति शान्तरसः तथा अधुना एता अधुना न गत् गतम् षड् अत् षड् अथवा द्विशतवर्षायां पूर्वं कलायाः उद्देशः शान्तरसः अस्ति अहं तु सङ्गीतकलानां विषये वदामि का कदाचित् हा उत्सवेषु तत्कलायाम् उद्देशः अस्ति भक्तानाम् अथवा रसिकानां हृदयेषु बहु उत्साहः स्फुरणम् कर्तुम् एतद् उद्देशः आसीत् अधुना यदि सङ्गीतमस्ति चेद् यदि नृत्यमस्ति चेत् तस्य लक्ष्यः शान्तरसः नास्ति कश्चित् उत्साहोपि नास्ति इति अहं मन्ये तद् रसः अधुना सर्वेभ्यः बहु नम्ब् सन्ति तद् ना नम्नेस् दूरः कुर्वनीयः तद् अधुना कलायाः कलायाः उद्देशः इति अहं मन्ये तथा तद् कलाः सन्ति तस्य परम्परातया शिक्षणं तदपि प्राचीनकलायाः बहु भिन्नम् आसीत् अधुना बहु भिन्नम् अस्ति अधुना यदि अस् वयं कलां शिक्षितुम् इच्छामः तथा सर्वेपि सर्वेपि इच्छन्ति एकः मासे उत् अभवत् एकः मासे सम्पूर्णकलां वयं ज्ञातुं शक्नुमः शक् शक्नुमः वा तद् कलायाः शिक्षणं तु बहू बहु बहु कालः बहु ब बहूनि वर्षाणि अपि बहु किञ्चितमेव प्राचीनकलानाम्मध्ये अधुना यूट्यूब् अस्ति तन्मध्ये किमपि शिक्षणं बहु सरलम् अस्ति एका एकवारं वयं वदामः उत्तममेव अस्ति किन्तु प्राचीनकलायाः तद् प्रवाहः न भवति इति अहं मन्ये